मनुष्यः सङ्घजीवी मानवः पूर्वतनकाले अविभक्तकुटुम्बे निवसन्ति स्म पुनः अद्यतनदिनेषु विभक्तकुटुम्बे जनाः सम्मुखीकुर्वन्तः सन्ति अत एव जनानां मनसि उद्विग्नता आगच्छति उद्विग्नता कृते विषये बहवः निदानम् अस्ति तथापि तेषाम् उद्विग्नतानिवारणार्थम् अद्यतनदिने क्रीडायाः उपयोगः सर्वथापि कर्तव्यः क्रीडाविषये अनेकविद्वांसः उक्तवन्तः क्रीडाः जनेभ्यः उद्विग्नतानिवारणाय आनन्ददायकं मार्गं कथयन्ति इति आनन्दः क्रीडेन क्रीड् क्रीडया लभ्यते तत्सत्यं ततः तत्र क्रीडायामपि आन्तरिकक्रीडा बाह्यक्रीडा इत्युक्ते ततः मानसिकक्रीडा दैहिकक्रीडा इत्यादिकं वर्तन्ते तत्रापि दैहिकक्रीडादिषु म् तथा च कन्दुकक्रीडनं तथा च अन्यतर क् क्रीडाः सन्ति तेषां क् क्रीडनेन यत् जनानां मनसि यद् आगच्छति ये यो आनन्दः आगच्छति सः आनन्देन जनानाम् उद्विग्नता निवारण् निवारयति सः आनन्दः